नमस्कारः मया अद्य भवतः स्विगी एप्तः एका पूरणरोटिका क्रीता परन्तु तद् मया आन्लैन् माध्यमेन कृतः तर्हि अहं ज्ञातुं न शक्नोमि यत् भवतः

अभवत् वा न वा तर्हि भवान् मां कथयतु